अहं यत्र निवसामि तत् नागपुरनगरम् नागपुरनगरे ऐतिहासिकस्थलं नाम अहं मन्ये यत् रेशिम्बाग् इति स्थलम् अस्ति रेशिम्बाग् रेषिम्बागे हेड्गेबार् महोदयस्य स्मृतिस्थानमस्ति तत्र प्रति अनेकवर्षेभ्यः शाखाः चलन्ति तत्र अनेकाः स्वयं सेवकाः सामाजिककार्यार्थं सामाजिककार्यार्थं तत्पराः भवन्ति यत्किमपि तत्र सङ्कटमागच्छति तर्हि एते सर्वे स्वयं सेवकाः नियमितरूपेण जनानां सहायं कुर्वन्ति बालस्वयं सेवकाः अपि अत्र तेषां साहायं कु कुर्वन्ति महो हेड्गेवार् महोदयस्य स्मृतिस्थलं यदस्ति तस्य प्रमुखः अस्ति डोक्टर् मोहन् जी भाग्वत् एषः महोदयः सर्वेषां मार्गदर्शनं कुर्वन्ति